यदि अहम् अवसरम् आप्नोमि तर्हि योगार्थम् अहं हिमालयादिकम् इत्यादयः केरले भारतस्य प्रान्ते हिमालयः वर्तन्ते तत्र तत् स्थानं चिनोमि योगार्थम् अत्र एकान्तं प्राकृतं प्राकृतिकं रम्यम् एवञ्च शान्तं वातावरणं चिनोमि येन शरीरस्य मनः एवञ्च बुद्धेः सर्वाङ्गीणविकासः भवति सर्वाङ्गीणविकासोन्मुखी भवति यदि अहम् एतादृशम् अस्थानम् एतादृशम् अवकाशं मम भवति तदा एतादृशं प्राकृतिकं स्थानमहं चिनोमि यदि भारतस्य केरलस्य भारतस्य केरलप्रान्ते यथा एवञ्च हिमालये उत्तराखण्डः वर्तते यत्र रम्यः एकान्तदेशः वर्तते एवं नद्यां कुत्रापि श्री हृषीकेशः वर्तते हृषीकेशः किं भवति तत्र तत्र गङ्गायाः तटं वर्तते गङ्गातटं वर्तते तत्र वालुका वर्तते तत्र स्थितिः स्थितिं स्थितिं भूत्वा तत्र स्थित्वा योगं करोमि तदा मानसिकी वेदना शारीरिकीवेदना एवम् अनेकाः नकारात्मकाः याः शक्तयः सन्ति तेषां न शुभं भवति